अहम् आन्लैन् मद्ये एकं साटिकाम् आर्डर् दत्तवती तत् ह्यः एव प्राप्तं मया तत् अद्य अहं तत् उद्घाट्य दृष्टवती बहु सुन्दरम् अस्ति तत्र वर्णं यद् मया आर्डर् कृतं तदेव आगतं तत्र क्वालिटि अपि सम्यक् अस्ति एवं च वर्णः अपि द्रष्टुं सम्यक सम्यक् अस्ति एवं बार्डर् अपि सम्यक् अस्ति पल्लु मद्ये बहु तत्र प्रिन्टिङ्ग् बहु सुन्दरतया दृश्यते मया सन्तोषं प्राप्तं तद्दृष्ट्वा तदर्थं तेङ्क्स् नाम बहु अभिनन्दनानि वदामि